मम प्रदेशः शृङ्गगिरिः शृङ्गगिरौ अत्यन्तप्रसिद्धः देवालयः एव वर्तते शारदा शारदाम्बायाः देवालयः एषः दक्षिणाम्नायपीठे वर्तते शङ्कराचार्यैः निर्मितं निर्मितः एषः देवालयः एकप्रसिद्धा कथा वर्तते दे देवताः रात्रौ आ रात्रौ शृङ्गगिरिप्रदेशम् आगत्य देवालयस्य निर्माणं कृतवन्तः इति तदा श् भगवान् श्रीकृष्णः एषः देवालयः भूलोके एव भवेत् इति कृत्वा सः कुक्कुटः भूत्वा शब्दं कुक्कुटवत् शब्दं कृतवानिति तदा देवताः चिन्तितवन्तः ओ प्रातः कालः जातः इतः वयं देवालयं नेतुं न शक् न शक्नुमः इति कृत्वा देवालयम् अत्रैव त्यक्तवन्तः इति एका प्रसिद्धा कथापि श्रूयते अर्थात् एषा एषः शृङ्गगिरिदेवालयः यः वर्तते सः देवतैः एव निर्मितः इति तस्य अर्थः एवं शृङ्गगिरिः नाम मलेनाडुप्रदेशे वर्तते कर्नाटकभाषायां तस्य मलेनाडु इति उच्यते मलेनाडूप्रदेशे प्रधानतया वातावरणं बहु शैत्यं भवति एवमेव अत्र द्रष्टुं योग्यानि स्थानानि बहूनि सन्ति परिसरसम्बद्ध स्थानानि बहूनि सन्ति यथा सिरिमनेजलपातः इति प्रसिद्धः अनन्तरं दुर्गाः बहवः सन्ति अनन्तरं कर्नाटकभाषायां अस्य मलेनाडु कृते कापिनाडु इत्यपि उच्यते अत्र प्रधानतया काफ़ी काफ़ि यद् वर्तते तद् वर्धयन्ति